नमस्ते अहं शान्ती किञ्चित् भगिनी वदतु ग्रन्थालये यस् यल् बैरप्पावर्यस्य पुस्तकं लभ्यते वा नो चेत् सार्ट इति पुस्तकं लभ्यते वा आम् आम् भगिनी कन्नडभाषायां लभ्यते वा संकृतभाषायाम् ओ संकृतभाषायामपि अस्ति वा

ओहो सम्यक् सम्यक् अतः अहं समयः कः भगिनी ग्रन्थालयस्य कदा आगन्तव्यम् इति अस्तु भगिनी अस् पुनः एकः शङ्का कति कति दिनाभ्यन्तरे पुस्तकं दातव्यं दशदिनं वा पञ्चदशदिनं वा

अस्तु भगिनी अहं ग्रन्थालयस्य सदस्या एव किमपि नूतनपुस्तकमपि लभ्यते वा अन्यत् कोऽपि

अस्तु भगिनी अहं दूरवाण्यं सूचयामि पूर्वमेव यदा आगच्छामि तदा किमपि नूतनपुस्तकम् अस्ति चेत् स्वीकरोमि अस्तु भगिनी बहु धन्यवादः